अहं मम पितुः अथवा पितामहात् कस्यापि ऐतिहासिकव्यक्तेः विषयान् श्रुतवान् किन्तु मम मातुलमुखात् अहम् ऐतिहासिकव्यक्तेः विषये श्रुतवान् अस्मि मम मातुलः कृष्णदेवरायः इत्येवं कृष् विजयनगरस्य चक्रवर्तिनः विषये मह्यम् उक्तवान् वर्तते सः एकः महान् चक्रवर्तिः तस्य स्था तस्य आस्थाने तिम्मरसः इति एकः मन्त्री आसीत् स एव मन्त्री कृष्णदेवरायं बाल्यात् पोषयित्वा तदन्तरं तं राजानं कृतवान् कृष्णदेवस्य अग्रजः आदौ राजा आसीत् तदन्तरं तस्य अनुजः अयं कृष्णदेवरायः राजा बाल्ये एव सञ्जातः बाल्यादारभ्यैव सः वीरः आसीत् शूरः च आसीत् स एव कृष्णदेवरायः बहमनी सुल्तान् इत्यान् इत्येतान् यवनराज्य इत्येतान् यवनराजानः हत्वा तत्र स्वराज्यं स्थापितवान् इत्येवं रीत्या तस्य शौर्यं वर्तते